विश्वविद्यालयेषु भारतीयकलानाम् अध्ययनं यत् प्रचलति तस्य गुणवत्तता विषये वक्तुम् इच्छामि सः क्रमः साधुः इति वदामि यतोहि यत् यदपि यदपि यत्किमपि कला भवतु तस्य मूलं ज्ञातव्यम् एव किन्तु अद्यत्वे किम् अस्ति शीघ्रम् अध्ययनं शीघ्रं तस्य उपयोगम् इति भावना सर्वेषां कृते अस्ति यत् विद्या प्रयोजनाय न सन्ति तस्य आवश्यकता नास्ति इत्येव मतं किन्तु कलायाः मूलं ज्ञातव्यम् एव नो चेत् अग्रे कोपि तस्य विषये ज्ञातुं न शक्यते वक्तुम् अपि न शक्यते अतः विद्यालयेषु यत् क्रमः इदानीम् अस्ति तत् साधुः एव इति वदामि पूर्वं यत् कला अस्ति या कला अस्ति तस्य पाठनं किं विश् स्थापितम् अस्ति किं पाठनम् इदानीं चलन् अस्ति तत् सम्यक् एव त्वरया किमपि कापि विद्यां ज्ञातुं न शक्यते पूर्वं तत् कथं तस्य मूलं कथम् अस्ति कुत्र अस्ति या कला कुत्र अस्ति तस्य प्रदेशस्य अस्तु तस्य मूलमस्तु जानाति चेदेव तत् कलां सम्पादयितुं शक्यते